नमस्ते पल्लवी रियल् एस्टेट् एजेन्सि वा अहम् एकं गृहं क्रेतुमिच्छामि राधानगरमध्ये अपेक्षितम् मम परिवारे पञ्च जनाः सन्ति तादृशगृहम् अपेक्षितं थ्री बी एच् के गृहम् उपलब्धं वा गृहस्य विशेषता किम्

ओ एवं वा केचन केच् किचन् मध्ये शोकेस् इत्यादिकमस्ति वा गृहस्य विद्युत् आदिकम् एल् इ डि अस्ति वा अथवा नार्मल् अस्तु अस्तु अस्तु अहमागच्छामि न न लीस् मध्ये न पर्मानेण्ट्लि अपेक्षितम् कियद् धनम् आवश्यकम् त्रिंशत् लक्षं तु अधिकं भाति तु भाति अहम् एकदा गृहं दृष्ट्वा निर्णयं करोमि अस्तु अस्तु अस्तु अस्तु आगच्छामि रां राम्